मया ज़ोमेटो तः चपाति आर्डर् कृतमासीत् परन्तु अधुना मह्यम् तत् नापेक्षितम् अस्ति यतः मम इदानीम् मम गमनं जातमस्ति क्वचित् मया गम्यमानं वर्तते अहं प्रस्थिता अस्मि इति कारणात् मया इदानीं तद् भवतां आगमनात् प्राक् एव प्रस्थातव्यम् इति अतः अहं तद् स्वीकर्तुं न शक्नोमि अतः मया कृतं कृतः यः ओर्डर् तस्य केन्सल् कारणीयम् वर्तते कृपया भवन्तः इदं केन्सल् कुर्वन्तु अपि च मम अकौण्ट् नम्बर् वर्तते इदम् अस्मिन् भवन्तः तद् मम यद् धनं वर्तते मया यद् पेमेण्ट् कृतं भवतः कृते तद् रिफ़ण्ड् पुनः मम अकौण्ट् प्रति स्थापयन्तु इति प्रार्थयामि क्षम्यतां धन्यवादाश्च